मम प्रदेशे तरुणभारत् नागपूर् पत्रिका लोकमत् आद्यः मराठीवार्तापत्रिकाः लभ्यन्ते नवभारत् टैम्स् लोक्मत् टैम्स् आदयः हिन्दीवार्तापत्रिकाः लभ्यन्ते हितवाद् इति आङ्ग्लवार्तापत्रिका लभ्यते तासु सर्वासु वार्तापत्रिकासु मम सम्पादकीयलेखः अतीव प्रियः तेन समं यः लेखविशेषः अस्ति कस्मिंश्चित् कमपि विषयमधिकृत्य महत्त्वपूर्णां सूचनां ददन् ददन् यः लेखः सः मम अतीव प्रियः अस्ति यतो हि सम्पादकीये वार्ताः तु जानन्ति एव सर्वे तथापि तस्य विश्लेषणं सम्पादकीये दृश्यते यदि अस्माकं विचारानुकूलं सम्पादकीयं वर्तते तर्हि अस्माकं विचाराः परि परिपोष्यन्ते यदि विरोधिविचाराः सन्ति तर्हि अस्माभिः विचारमन्थनं कर्तुं शक्यते अतो अतो हि मम सम्पादकीयः लेखविशेषः च अतीव प्रियौ